अरोग्यसेवाः वर्धयितुं मम प्रदेशे इतोप्यधिकतया अरोग्यकेन्दाणां निर्माणं कुर्यात् अधुनापि यानि आरोग्यकेन्द्राणि वर्तन्ते तत्रापि सुधारणं कुर्यात् यथा अधिकतया सेवाकर्तॄणां नियोजनं कर्तव्यं अस्वास्थेन ये जनाः आगच्छन्ति तेषां सम्यक् परीक्षणं कृत्वा औषधीनां वितरणं कुर्यात् तथा आरोग्यकेन्द्रेषु अद्यतन यानि आधुकानि उपकरणानि अपिक्षितानि तेषां वितरणं सर्वत्र कुर्यात् ग्रामे ग्रामे च जनानां कृते आरोग्यविषये जागृतिसभायाः आयोजनं कर्तव्यं तथा एव तत्र तत्र औषधवितरणकेन्द्रस्यामपि स्थापनं कुर्यात् तदानीं अस्वस्थजनाः तत्र गत्वा काले एव औषधिं प्राप्तुं शक्यते एवं कृते सति जनाः आरोग्यपूर्णजीवनं प्राप्तुं शक्यते इति एवं रीत्या मम अभिप्रायः वर्तते